अत्र अयं शिवमोग्गा इति नगरं वर्तते अस्मिन् नगरे कोटे इत्यत्र शिवप्पनायकनकोटे इति वर्तते तस्य सङ्ग्रहालयः अपि ऐतिहासिकं दृश्यते कोटे आञ्जनेयस्वामी मन्दिरमपि अति प्रसिद्धं प्राचीनं वर्तते एवञ्च शिवमोग्गानगरे अभिवृद्धिस्तु सम्यक् जाता एव यतः अत्रत्यः अस्माकं पूर्व मुख्यमन्त्री आसीत् पूर्वतनमुख्यमन्त्री आसीत् एवं कारणेन सम्यक्तया एव अस्य स्थलस्य अभिवृद्धिः जाता अधुना अत्र सम्यक् मार्गः निर्मितः आधुनिक सिटी रूपेण अस्य अभिवृद्धिः जाता एवञ्च अत्र नागरिकविमानयानस्य निस्थानमपि अधुना एव तस्य उद्घाटितम् अभवत् तत्र विमानानि प्रचलन्ति एवञ्च अस्य प्रदेशस्य महत्ता वर्धते एवञ्च इतिहासप्रशिद्धम् इदं स्थानम् सर्वैः द्रष्टव्यमपि अस्ति इतः अत्यन्त समीपस्थले जोग्जलपात् इति प्रसिद्धं स्थलं वर्तते तस्य अपि दर्शनार्थं बहुदेशात् विदेशादपि जनाः आगच्छन्ति ते अपि अनेन सन्तुष्टाः भवन्ति